मया तु बहुवारं गमनं कृतमस्ति मम ग्राम्यसमुदायाद् बहिः तत्र नाम जनाः आसन् सम्यगासन् अनुभवः अपि अनुभवोपि सम्यक् आसीत् परन्तु नाम यत्र कुत्रापि वयं गच्छामः तत्र सर्वमपि सम्यक् भवत्येव इति कोपि नाम तथा किमपि केनापि लिखितं विहितमपि नास्ति परन्तु तथापि यत्र यत्र मया गमनं कृतं जनाः बहु सम्यकासन् तथा व्यवहारः सम्यग् जातः कोपि क्लेशः नाम नानूभूतः मया माता अपि आसीद् मम मया सह भ्राता अपि आसीत् पिता अपि आसीत् नाम ता तैस्सह गमनं कृतम् इति कारणात् कोपि क्लेशः नानूभूतः पुनः मया मयैव यदि गमनं कृतं चेत् मित्रैस्सह कृतं तथापि अनुभवाः तु आसन्नेव सम्यगासन् कोपि क्लेशः नास्ति एव